हे सुरेश नमस्ते कथम् अस्ति अहं अद्य प्रातः भवतः नगरम् आगतः मम स्थानस्य समीपे भीबा भोजनशालां दृष्टवान् इदानीं भुभुक्षा अस्ति ततः अन्नं स्वीकरोमि इति चिन्तयित्वा जालपुटं गत्वा तत्र भोजनस्य स्तरः सेवायां स्तरः कथम् इति तत्र अहं दृष्टवान् गूगल् जालपुटे सम्यकेव अस्ति सर्वम् भोजनशाला उत्तमा भोजनशाला इति एव तत्र दर्शितं परन्तु भवतः मतं किम् भोजनशाला एषा भोजनशाला सम्यक् अस्ति वा समीचीनम् अस्ति वा तत्र भोजनम् अन्नं सर्वं कथमस्ति इति भवानेव वदतु अहं तद् शृत्वा तदनुसृत्य अहं स्वीकरोमि इति अहं चिन्तयामि भवानेव वदतु ओ अस्तु भवान् किं वदति तत्र इड्लि दोशा सर्वं सम्यक् भवति अनन्तरं मिश्रान्नं तादृशमपि सम्यक् भवति इति एव वदति किल अस्तु तत्र सेवा अपि सम्यक् भवति इति वदति अस्तु अतः भोजनस्य स्तरं वा अथवा सेवा अपि सम्यक् भवति तत्र स्थानं कथम् अस्ति शुद्धम् अस्ति वा पानजलं तादृशमपि सम्यक् भवति वा इत्यपि वदतु ओ अस्तु तादृशम् अस्ति इति अपि वदति आम् महोदय आम् सुरेश आम् सन्तुष्टः भुभुक्षा अपि अस्ति अतः इदानीं तत्र गत्वा अहं भोजनं स्वीकरोमि महान् धन्यवादः रामराम